जनवरीमासस्य पञ्चदश दिनाङ्कः चतुर्विंशत्यधिकद्विसहस्रं वर्षं फ़ेब्रवरीमासस्य पञ्चमः दिनाङ्कः षड्विंशत्यधिकद्विसहस्रं वर्षं मार्च्मासस्य सप्तविंशतिः दिनाङ्कः सप्तत्यधिकनवदशोत्तर एकसहस्रं वर्षम् आगस्ट्मासस्य सप्तमः दिनाङ्कः द्विसहस्रम् अक्टोबर्मासस्य दशमः दिनाङ्कः एकाधिकसहस्रं वर्षम्